आं सत्यमेव अस्ति क्रीडाः जनानां शारीरिकमानसिकस्वास्थ्ये महद् योगदानम् यच्छन्ति यतोहि बालकानां सर्वाङ्गीणविकासाय क्रीडाः अपेक्ष्यन्ते क्रीडायाः जीवने महत्त्वपूर्णं स्थानं वर्तते बालकानां सर्वेषाम् अङ्गानां विकासार्थं क्रीडाः महत्त्वपूर्णमस्ति तथा च क्रीडाः बालकानां स्फूर्तिं जनयन्ति बालकाः सत्याभूत्वा कार्यं कुर्वन्ति तथा बालकाः प्रगतिपथे क्रीडाः नयन्ति बालकानां मानसिक उन्नतौ क्रीडाः महदुपकरोति तथा च बालकस्य स्वस्थशरीरे स्वस्थमनस्य निर्माणं क्रीडाः कुर्वन्ति बालकानां दीर्घम् आयुः वर्धयन्ति तथा क्रीडायाः वशात् स्वस्थशरीरे कार्ये सर्वदा बालकाः संलग्नाः भवन्ति